मम राज्यम् ओडिस्सा ओडिस्सायाः पूर्वनाम उत्कलः वर्तते उत्कृष्टकलायाः देशः उत्कलः अस्मिन् राज्ये द्वादश मासेषु त्रयोदश पर्वाणि परिपाल्यन्ते इति लोकवाणी अस्ति प्रकृतपक्षे पश्यामः चेत् ओडिसायां बहूनि पर्वाणि सन्ति ए प्रम् यानि प्रमुखपर्वाणि सन्ति धार्मिकः उत्सवाः सन्ति तेषां नामानि यथा चैत्रमासे चैत्रपूर्णिमा रामनवमी अशोकाष्टमी

वैसाखमासे अक्षयतृतीया ज्येष्ठमासे सावित्रीव्रतं देवस्नानपूर्णिमा आषाढमासे राजपर्व रथयात्रा गुण्डिच्चायात्रा श्रावणमासे चित्तौ अमवास्या रक्षाबन्धनं भाद्रपदमासे जन्माष्टमि गणेशपूजा खुद्रुकूणि बुद्धयोसा भागवतजन्मोत्सवः आश्विनमासे विश्वकर्मपूजा महालया कुमारपूर्णिमा गजलक्ष्मीपूजा दसहरा कार्तिकमासे गर्भणसंक्रान्तिः कार्तिकेश्वरपूजा सुदशव्रतं रासपूर्णिमा मार्गशिरमासे माणबसा काञ्जियाळ प्रथमाष्टमी पौषमासे पुष्यपूर्णमी मकरसंक्रान्तिः सांबदशमी माघमासे सरस्वतीपूजा माघसप्तमी फाल्गुनमासे फल्गुणदशमी जागर उत्सवश्च परिपाल्यन्ते एतानि सर्वाणि पर्वाणि मम गृहे अपि आचरन्ति अतः अहमपि यदा गृहे स्थास्यामि आचरामि अधुना अहम् अध्ययनाय सुदूरे जैपुरे निवसामि अतः सर्वाणि पर्वाणि अत्रैव अधुना आचरयितुं न शक्यते तथापि मया रजपर्व रक्षावन्धनं खुद्रुकूणि कुमारपूर्णिमा दीपावलिः गणेशपूजा सरस्वतीपूजा मकरसंक्रान्तिः जागरोत्सवः द्वादशमासेषु सोमवासरस्य व्रतं च एते पर्वाणि मया आचर्यन्ते